नमस्ते अहं राकेशः इति एतत् होटल् सम्यक् भवनं किल अस्माकं कृते यदा यत् सर्वदापि उच्यते तदेव पुनः एकम् एकम् आर्डर् अपेक्षितम् आसीत् अत्र अस्माकं सम्बन्धिकाः आगच्छन्ति शृङ्गगिरितः श्वः प्रातः आगच्छन्ति अतः इदानीं किञ्चित् आर्डर् अपेक्षितम् आसीत् पूर्वमेव ददामि चेत् भवान् सज्जीकृत्य स्थापयति इति यद् पूर्वं पुरतः उच्यते तदेव दोसा द्वयं पूनश्च तत्र मल्लिगे इडली इति यदुच्यते अस्माकम् अत्र यद् बहु प्रसिद्धम् अस्ति तदपि प्लेट् द्वयम् अपेक्षितं स्थालिका द्वयं पूनश्च भवान् तत् इदानीं नूतनः कश्चन पाचकः अस्ति भवान् आहूतवान् इति श्रुतं एवम् अस्ति चेत् सः पाचकः किं तट्टे इडली अपि बहु सम्यक् करोति इति श्रुतं अस्ति सत्यं इति चेत् तदपि तट्टे इडली द्वयं तत् स्थापयतु एतद् त्रयमपि यथा पूर्वम् आर्डर् दीयते तथैव आर्डर् श्व प्रातः प्रातः एव अपेक्षितम् सप्तवादने यदि तत्र लभ्यते तर्हि बहु सम्यक् भवति तद् स्थापयित्वा भवान् एकवारं दूरवाणीं करोती चेत् केवलं मिस् काल् ददाति चेत् अपि चिन्ता नास्ति अहम् आगत्य स्वीकरोमि अस्तु पुनः मिलामः श्वः प्रातः एव मिलामः